तत्र प्राणायामः इति योगस्य एकः विभागः वर्तते तत्र पञ्चप्राणायामाः सन्ति तत्र नाडिशुद्धिप्राणायामः भस्त्रिका अनुलोमविलोम इत्येवं क्रमेण तादृशप्राणायामकरणेन दिवाकालीन निद्रा बाधते केचन केषाञ्चिन कृते तादृशनिद्रा बाधः गच्छति तादृशः किं प्राणायामकरणेन पुनः अधिककालं यावत् जीवन्ति जनाः प्राणायामकरणेन इदानीं यदा करोना कालः आगतः आसीत् तदानीं श्वासोछ्वाससमस्या भवति जनानां कृते तादृशः तत्र पुप्पुसे विद्यमानः मलिनवायुः एतादृश पुप्पुसे विद्यमानः मलिनवायुः मलिनः वायुः अनेन प्राणायामकरणेन तत्र मलिननिवारणं शक्यते अपि च निद्रात् यः पुरुषः उत्तितः तेन साक्षात् यदि क्रियते एतस्य महत्तरप्रयोजनं वर्तते अनन्तरं ओम्कारपठनं प्रतिदिनम् ओंकारपठनेन अपि आरोग्यं वर्धयितुं शक्यते पुनः प्राणायामकरणेन दिवानिद्रा बाधते इति एषां कृते अस्ति ते प्राणायामं कुर्वन्तु अनन्तरं स्वास्थ्यरक्षणार्थं नाम तत्र स्वासोछ्वासदोषः भवति मानसिकाः भवति एषां के ए केषां केचन सर्वदा मानसिकरोगाः एव भवन्ति मम कृते ज्वरः आगतः न गतः न गतः इति इत्येवं रूपेण ते कष्टमनुभवन्ताः भवन्ति प्राणायामकरणेन तेषां मनः शान्ततां प्राप्नोति सर्वदा शान्तिं शा किम् शान्तिमाप्नुवन्ति ते जनाः इत्येवं रूपेण योगाभ्यासः अनन्तरम् मानसिकशारीरिकस्वस्थता मम जीवने मया अनुभूतः वर्तते नैरन् नैरन्तर्यजीवने अपि च दिवाकाले निद्रा अभावः भवति नाम छात्राणाम् अध्ययनार्थं दिवाहकालनिद्रा प्रतिबन्धकं करोति इति कृत्वा तादृशछात्राणां दिवाकालाध्ययनम् एतादृशं प्राणायामेन प्रतिबन्धिका निवारणम् एतादृशं प्राणायामेन कर्तुं शक्यते इति कृत्वा प्राणायामम् अति किं सूक्ष्मः अंशः प्रमुखः अंशः इत्युक्त्वा